अहम् आन्लैन् द्वारा एकम् आङ्गुलीयकम् आनीतवती तत् दृष्टं सम्यक् अस्ति सैज़् सम्यक् अस्ति मम कृते कलरपि वर्णमपि सम्यक् अस्ति वर्णमपि सम्यगस्ति दृ धृत्वा धृत्वा द्रष्टुमपि सम्यगस्ति